मम प्रदेशे अहं तु काञ्चीपुरे वसामि काञ्चिपुरे बहवः विश्वविद्यालयः वर्तन्ते बहवः शालाः वर्त बह्व्यः शालाः वर्तन्ते तत्र अस्माकं संस्कृतस्य अध्ययनार्थम् एकमेव विश्वविद्यालयः वर्तते तत्रापि विश्वविद्यालये संस्कृतस्य प्रधानता अस्ति वा न वा चेत् न परन्तु समाजसेवार्थं बहवः विद्यालयाः वर्तन्ते अर्थात् अस्माकं समाजस्य उपयोगाय वर्धनाय प्रान्त्यस्य वर्धनाय सहं सहकारं करोति ब बहवः विद्यालय कुर्वन्ति बहवः विद्यालयाः ते च कृष्णा कालेज् इति एकं वर्तते तिरुमला कालेज् इति एकं वर्तते एवं चन्द्रशेखरेन्द्रविश्वमहाविद्यालयः इति एकं विश्वविद्यालयः वर्तते एवं शङ्करा कालेज् इति एकं विश्व विद्यालयः वर्तते एता एकः विद्यालयः वर्तते एतादृश एतादृशेषु विद्यालयेषु अस्माकं प्रान्तस्य वर्धनार्थं बह् बहुविषयाः उक्ताः सन्ति तत्र

शिक्षणव्यवस्थाः तु सम्यक् एव वर्तते बहु ला कालेज् वर्तते एवं बी काम् एम् बि ए एवम् इत्यादि इञ्जिनिरिङ् पालिटेक्निक् सर्वमपि तत्र शिक्षय शिक्षयति एवमेव मीनाक् मीनाक्षी मेडिकल् एजुकेशन् सिस्तम् इति एकं कालेज् वर्तते तत्र तु चिकित्सकानां व्यवस् या व्यवस्था भवति तदपि भवति अतः सर्वकारीय परि शालाः अपि वर्तन्ते तेषामपि उत्तम रीत्या एव वर्तते अस्माकं प्रान्ते अतः प्रदेशे सम्यक् विद्या प्रचलतीति मम आशयः